महोदय अस्माकं निर्धारितस्थानं प्राप्तुम् इदानीं कति निमेषाः सन्ति मार्गे किमपि कन्स्ट्रक्षन् अभवत् इति मार्गपरिवर्तनं जातं भवान् वक्तुं शक्ये शक्नोति वा कति निमेषाः इदानीम् आवश्यकम् इति